हरिः ओं

हरिः ओं न श्रूयते वा हा भवान् ह्यः ह्यः परह्यः यद् दुग्धं दत्तवान् तद् यदा उष्णीक्रियते परह्यः यद् दुग्धं दत्तवान् तद्दिने अहम् उष्णीकृतवती तदा तद् नष्टं जातं ह्यः अपि तदेव जातं तदा अद्य यदा अहं दुग्धं स्वीकृतवती तत्र जलमेव आसीत् बहु जलमेव आसीत् दुग्धमेव नासीत् तदा कथं दुग्धं तत् अस्ति किं किं सर्वे जनः वदन्ति न वा इति अहं न जानामि परन्तु भवान् ह्यः ह्यः अद्यापि यद्दत्तवान् तद् बहु तत्र तद् तद् मध्ये बहु जलम् आसीत् अपेक्ष्यते चेत् भवान् आगतः आगच्छतु पः पश्यतु

परन्तु हा ह्यः अपि अद्य मास्तु ह्यः यद् दुग्धं भवान् दत्तवान् तद् यदा उष्णीकृतवती अहं तदा नष्टं जातं परह्यः अपि तदेव जातं तव अपेक्ष्यते चेत् भवान् आगतः आगच्छतु मम गृहे पश्यतु दुग्धं तर्हि अहम् असत्यं वदामि वा तर्हि उष्णीकृते किं दोषः भवितुमर्हति दुग् दुग्धं किं भवान् यद् दत्तवान् तदेव वा अहम् उष्णीकृतवती खलु तत्र किम् अहं किं दोषं कृतं स्या कं दोषं कर्तुं शक्नोमि या तर्हि अस्तु श्वः यदा भवान् दुग्धं स्वीकृत्य आगच्छति तदा मम गृहं प्रति आगत्य भवानेव पश्यतु कण्टिन्यू कण्टिन्यू तर्हि हा तर्हि हा तर्हि आगच्छतु वयं मिलित्वा एव पश्यामः यदि नष्टं जातं चेत् यदि नष्टं जातं चेत् अहं अहम् अहमपि वदामि नास्ति नास्ति श्वः पश्यामः श्वः पश्यामः अस्तु